स्थानीयभाषायां यूट्यूब् चानेल् मध्ये अथवा दूरदर्शनकार्यक्रमाः सर्वदा पश्यामि मनः जामिता यदा भवति तदा तस्य उत्कर्षाय अथवा मनस् मानसोल्लासाय अहम् एतादृशं कार्यक्रमां पर्य पश्यामि एवमेव अन्यभाषासु के कार्यक्रमाः सन्ति इत्युक्ते तत्र नृत्यदर्शन् नृत्यप्रदर्शनम् तत्र नाटकं गीतरचनकार्य गीतरचनं गायनं च प्रश्नोत्तरलामिका इत्यादिकं कार्यक्रमाः सर्वाः सर्वान् अहम् अवकाशम् अस्ति चेत् पश्यामि